वयं मानवाः शीलं रक्षणार्थं वस्त्रं धरामः कार्यकरणवेलायां वस्त्राणि मलिनानि भवन्ति वस्त्राणि शुद्धानि रक्षयितुं वयं वस्त्रान् प्रक्षालयामः प्रक्षालनेन वस्त्राणि शुद्धानि भवन्ति प्रक्षालनकाले फेनकेन जलं स् जलं च उपयुज्य शुद्धं कुर्मः एवं रूपेण यदि प्रक्षालयामः तर्हि जलस्य अधिकः व्ययः स्यात् खलु इति चेत् न जलस्य उपयोगः तावत् न्यूनः एव भवति अस्माकं पूर्वजाः तावत् वस्त्राणि प्रक्षालयितुं नद्यां नद्य नदीं गच्छन्ति स्म नदीं गत्वा तत्रैव क्षालयन्ति स्म वस्त्राणि तत्र एवं क्षालनेन नदी मलिना भवति खलु इति चेत् न प्राक् तावत् फेनकं न आसीत् इदानीं फेनकं निर्मितमस्ति प्राक् फेनकम् आसीत् चेदपि तस्मिन् हानिकारकं अंशानि न आसन् इदानीं तावत् हानिकारकं हानिकारकान् अंशान् उपयुज्य फेनकं निर्मान्ति तेन कारणेन अधिकं वस्त्राणि नष्टानि भवन्ति एवं रूपेण फेनकेन यत् फेनम् आगच्छति बुद्बुदं तद् द्रष्टुं केवलं सम्यक् भवति इदं दृष्ट्वा सर्वे जनाः मोहिताः सन् फेनकं स्वीकुर्वन्ति फेनकं स्वीकृत्य च अधिकेन जलेन तत्र वस्त्रप्रक्षालनं कुर्वन्ति किन्तु अस्माकं प्राचीनाः अम्टेकायी अनन्तरम् एतादृशं किञ्चित् सस्यविशेषान् उपयुज्य वस्त्रप्रक्षालनं कुर्वन्तः आसन् इति तावत् ग्रन्थेषु प्राचीनग्रन्थेषु उल्लिखितं वर्तते तच्च अस्माभिः ज्ञायते इत्येवं रूपेण जलस्य उपयोगः इदानीं न् न्यूनः अस्ति इति न वक्तुं शक्यते अधिकः एव अस्ति किन्तु तत् परिरक्षणार्थं वयं यन्त्रस्य उपयोगं कर्तुं शक्नुमः यन्त्रे एकदा सर्वाणि वस्तूनि संस्थाप्य सर्वाणि वस्त्राणि संस्थाप्य एकदा जलस्य तत्र प्रवाहं कारयित्वा वस्त्रं यदि प्रक्षालयामः तर्हि वस्त्राणां शुद्धतापि सम्पद्यते जलानाम् अपव्ययः बहु व्ययः अपि न्यूनः भवति इत्येवं रूपेण इदानीं तावत् तन्त्रज्ञानस्य वयं यदि उपयोगं कुर्मः तर्हि जलस्य अपव्ययः न्यूनः भवति